हेलो नमो नमः आमां भवान् कः आं वा आं भवान् कुतः अस्ति महोदय आमां हा उत्तमं आमाम् अस्मि आमां हा आमाम् अभिनन्दनानि

आमां महोदय किञ्चित् अहं ज्ञातुमिच्छामि भवन्तः तत्र के के कार्यक्रमान् इच्छन्ति इत्युक्ते नियोजनमस्ति वा तथा किमपि

आं वा हा आमाम् अस्माकं तत्र कार्यक्रमाः ये सन्ति तत्र हल्दिकायाः नियोजनम् अस्ति एव कति जनानां षष्टिः शतं शतं जनानां हा अस्तु भोजनव्यवस्था अहं लिखित्वा स्थापयामि अतः किञ्चित् शनैः शनैः वदतु हा यथा हा नियोजनम् आवश्यकं न

द्वे जनम् आमाम् उत्तमं न मेन्दी इत्यादिकम् अस्ति वा मेन्दीकार्यक्रमः षोडशदिनाङ्के भवतु अस्तु आमाम् अस्माकं जनाः सन्ति ते एव निष्कासयन्ति वा भवान् आनयति वा बहिस्तात् जनाः मेन्दी निष्कासनं तर्हि आमां हा वरस्य कृते हाम् इत्युक्ते अस्माकं किं पेकेज् इति भवति अतः अहं पृच्छन्ती अस्मि यतोहि हा वरस्य कृते अधिकं धनमपेक्षितं भवति आमां हा आमां हा इतोपि वेषभूषा किमपि भवति वा तत्र हा आमां आमां आमाम् अस्माकम् अस्ति गायिका एका अस्ति तस्याः सम्पूर्णसमूहः एव आगमिष्यति अतः चिन्ता नास्ति आम् आमां चिन्ता नास्ति अस्माकं तत्र समूहे एव किं प्रशिक्षकः अपि अस्ति यः पाठयति नृत्यं तर्हि भवन्तः यदि इच्छन्ति तर्हि एकमासात् पूर्वं वा दशदिनात्मकं वयं तथा वर्गम् आयोजितं कर्तुं शक्नुमः प्रायः सा प्रायः इदानीमस्माकं समयः जातः इदानीं तु पिधानस्य समयः अस्ति महोदय प्री यत्किमपि अवशिष्टमस्ति तत् भवान् वाट्सप् करोति वा मां तथा वयं हा श्वः तथा अहम् अधिकं वक्तुं शक्नोमि हा अस्तु आमां आमाम् आमां सूचीं करोतु तथा वदतु हा धन्यवादः धन्यवादः